नमस्कारः ह्यः अहं भवताम् आफ़ीस् दूरवाणीं कृत्वा एकं कार्यानं बुक् कृतवती अद्य अटनार्थं गृहे बन्धुजनाः आगतवन्तः तेषाम् नगरदर्शनं भवतु इति भवन्तः अपि समये प्रेषयामः इत्येव उक्तवन्तः इदानीं समयः दशवादनम् अभवत् सः नववादने आगन्तव्यम् तेन इति आसीत् परन्तु एतावत् सः न आगतः सः नाम यानं यानेन सह तस्य चालकः इति सः चालकः न आगतः तस्य दूरवाणीसङ्ख्या अपि दत्ता आसीत् ह्यः भवतां कार्यालयतः तां दूरवाणीसङ्ख्यां वयं प्राप्तुं चालकेन सह भाषणं कर्तुं बहुधा प्रयत्नं कृतवन्तः परन्तु सर्वदा तद् फ़ुल् रिङ्ग् गच्छति नो चेत् इदानीं भाषणं कर्तुं न शक्यते इति आटोमेटड् मेसेज् एव आगच्छति अतः अस्माकम् बहु डिसपाय्ण्टेड् भवति इदानीं एतादृशा घटना जाता इति सर्वे बहु इच्छया सर्वत्र अटनं कुर्मः सर्वं पश्यामः इत्येव आसन् अस्माकं रेव्यू अपि भवतां वेब्सैट्मध्ये समीचीनतया कथं स्थातुं शक्नुयात् इति न जाने अतः एतस्य झटिति एकं निवारणं कुर्वन्ति चेत् सम्यक् भवति